मया बाल्ये वृक्षावृत पथस्येकस्य चित्रं रचितम् तत् तत् अति रोचमानो आसीत् तदति रोचमानमासीत् तत्दृष्ट्वा मम पितरौ कुटुम्बिनश्च मम पितरौ कुटुम्बिनश्च तुष्टाः अभवन्